यदा अहं बालः आसम् तदा अस्माकं गृहे विद्युत् एव न आसीत् तदा तन्त्रज्ञानसम्बन्धानि किमपि वस्तूनि एव अस्माकं गृहे न आसीत् परन्तु इदानीं तु दूरवाणी दूरदर्शनं वशिङ्ग् मशीन् वा भवतु शीतलिकरणयन्त्रं वा भवतु क्षालनयन्त्रं वा भवतु बहूनि नूतनानि नूतनानि तत्रज्ञानसम्बन्धिनी वस्तूनि सन्ति अस्माकं जीवने अपि तानि वस्तूनि बहु प्रभावम् अपि स्थापयन्ति प्रतिदिनं कार्यार्थम् इदानीं ते तानि वस्तूनि न सन्ति चेत् वयं किमपि कार्यं कर्तुमेव न शक्नुमः अतः तत्रज्ञानसम्बन्धि ये ये वस्तूनि सन्ति अस्माकं जीवने बहु उपयोगाय भवति ते तेषां आवश्यकताम् अपि अस्माकं जनानां कृते भवति एव